सङ्ग्रहार्थं किमपि वेशेषं लक्ष्यं वर्तते वा इति चेत् तादृशी महती अभिरुचिः कुत्रापि नास्ति तथापि प्राच्यमूर्तीनां सङ्ग्रहविषये पुनः प्राच्यविशेषवृक्षेभ्यः निर्मितवस्तूनां सङ्ग्रहविषये मनोकामना वर्तते पुनः एवमेव तादृशानि प्राच्यवस्तूनि एव उपयुज्य तैरेव तत्र एकं भवनं निर्मातव्यम् इति अपि काचिदिच्छा वर्तते